मम मुखस्य सुगन्धाय अहं नित्यम् एलासंस्थायाः एलाः खादामि अत्यन्तं गुणवत्तायुतः पदार्थः अस्ति बालैः ज्येष्ठैः सर्वविधवयस्कैः एलाः खादितुं शक्यन्ते विशिष्य एलसंस्थायाः एलाः वास्तविकाः सन्ति अल्पमूल्येन लभ्यन्ते कृषकेभ्यः स्वीकृत्य आर्गानिक् रूपेण ते विक्रयणं कुर्वन्ति सर्वे स्वीकुरु स्वीकुर्तुं शक्नु अहं पञ्चगुणान् एतेभ्यः दातुम् इच्छामि